मय बहुवारं पठितं पुस्तकं नाम कन्नडभाषायाम् अस्ति तत् नाम एस् एल् बैरप्पमहोदयेन लिखितं दाटु इति पुस्तकं महाकादम्बरी अस्ति तत्रत्य कथा या अस्ति सा तु सामान्यकथा एव विशेषकथा तत्र बहु परिवर्तन कथा इत्यादि नास्ति सरलतया अस्ति सामान्यकथा एव तथापि तत्र बैरप्पमहोदयेन लिखितं तत्र साहित्यं तस्य शैली यदस्ति बहु उत्तमशैली अस्ति अतः वारं वारं पठामि इति पुनः पुनः तत् पठितवती नाम तत्र विद्यमानाः ये पात्रधारिणः सन्ति तेषां मनः यथा अस्ति नाम अस्माकं पठनसमये वयं तत्रैव स्मः तस्मिन् ग्रामे स्मः इव भावः भाति अतः बहु प्रियमभवत् दाटु इति कन्नडपुस्तकम्